अहं बहुवारं पठितम् पुस्तकम् इति चेत् कन्नडाभाषायां एस् एल् भैरप्पा इति लेखकः अस्ति तस्य बहूनि लेखक काव्य कादम्बरी इति उच्यते कन्नडाभाषायम् तत् पठितवान् अस्मि तेषु मध्ये नाययरडु इति तत् तत सम्यक् तथा तस्य ना बहूनि तत् कवेः बहूनि कादम्बरीणि अनेक भाषासु अनुवादिताः सन्ति वस्तुतः सः कनडाभाषामध्ये कनाडाभाषां लिखन्ति तस्य कादम्बरी अनेकभाषे लिखिताः सन्ति तेषां तेषां कादम्बरी यदि वदामः चेत् पठामः चेत् मनसि पुनः पुनः एकवारं पठितव्यं यदाः इति तेषां कृते नायणल्लु एकः कथा अस्ति यदि पठामः तत् पुस्तकं पुनः एकवारं पठितव्यम् इति सुन्दरतया सामाजिकस्य लिखितवन्तः इति तेषां तेषां पुस्तकानि चलनचित्राणि अभूत् इति मन्ये न न दृष्टवान् अस्मि